अहम् अधिकं संस्कृतविषये एव लेखितुम् इच्छामि कुतः इत्युक्तौ इदानीं संस्कृतस्य वैशिष्ट्यं किञ्चित् ज्ञातव्यम् अस्ति सर्वैरपि यदि न ज्ञायते चेत् अस्माकं सामाजिकं वा अथवा यान्त्रिकं वा तान्त्रिकं वा विषयं वयं सुष्ठु अवगन्तुं नैव शक्नुमः इति कारणात् संस्कृतविषये अथवा दर्शनविषये वेदान्तविषये च अहं तु किञ्चित् ले लेखितुम् इच्छामि तेन कारणेन पठितारः ये सन्ति तेऽपि अनायासेन विषयं ज्ञातुं प्रभवन्ति इति मम मनीषा